हरिः हरिः ओं महोदय हर् हा कुशलं वा महोदय वदतु ह्म् ह्म् हा हा महोदय ह्म् ह्म् कति दिनानि कुर्मः महोदय गणेशोत्सवः तु कत् हा गतवत्सरे तु पञ्चदिनानि एव कृ कृतवन्तः खलु अतः अहं पृच्छामि नवदिनानि वा हा ह वद् पञ्चदिनं कुर्मः महा महोदय धनसञ्चयनं कुर्मः गृहे गृहे जा गत्वा धनसञ्चयनं कुर्मः ये दातुं शक्नुवन्ति ते सहस्राधिकमपि दातुं शक्नुवन्ति अथवा अथवा कापि कापि समस्या न भवति हा नवदिनानि कुर्मः हा हा हा सङ्गी सङ्गीतं हा सङ्गीतकार्यक्रमः वा नृत्यकार्यक्रमः वा अथवा श्लोकपठनं वा श्लोकपठनं वा गीतगानं वा का कोपि कोपि कार्यक्रमः आपि बालानां कृते तु सायङ्काले एव कर्तुं शक्नुमः खलु महोदय

ह्म् ह्म् ह्म वयं किं कुर्मः प् प् गृहे गृहे गत्वा एतदपि सूचय सूचयामः कोपि बालकः अस्ति चेत् और् अथवा बालिका अस्ति चेत् तेषां शिक्षणं ददातु इति शिक्षणं ददातु इति वा वा वद्मः वदामः तेषां कृते किं लघु उपायनमपि क्रीणामः विजेतारः विजे तत्तु आवश्यकमेव हा उपायनम् हा आवश्यकमेव पुस्तकं वा स्लो हा वृद्धानां कृते महोदय वृद्धाः सन्ति खलु वृद्धाः सन्ति खलु वृद्धानां कृते माहिं ह्म् वृद् त तदा निर्णयं कुर्मः हा हा हा अतः अतः अतः केचन हा हा अस्तु

हा शक्यते चेत् तदा तु स्पर्धा स्पर्धानाम् अपि आयोजनं कर्तुं सक्नु शक्नुमः स्पर्धायाः अपि म्यूसिकल् चेर्स् इति भवति सर्वे भागं वोढुं शक्नुवन्ति तथा तु म्यूसिकल् चेर्स् वा अथवा एदादृशान् निर्णयान् एकवारं मिलित्वा एव चर्चां कुर्मः महोदय अन्यां जनानपि आह्वयामः तद् सर्वे सर्वे मिलित्वा एकवारम् उपविश्य एकवारम् अस्य कृते चर्चां कुर्मः अस्तु महोदय मेलयामः मेलिष्यामः शीघ्रमेव मेलिष्यामः अस्तु महोदय धन्यवादाः